युद्धकलाः अस्माकं देशे प्राचीनकाले प्रचुरप्रचारं प्राप्ताः

किन्तु आधुनिककाले तेषां कलारोपाणां प्राधान्यम् विकासं च न्यूनम् अभवत् तथापि अस्माकं सर्वकारीयेण तदर्थे तद्विकासाय अनेकाः प्रयत्नाः कृताः मम यु प्रति युद्धकला प्रशिक्षणस्य चिन्तनं किमिति चेत् अनेन युद्धकला शिक्षणेन छात्रेभ्यो एतेषां कलारूपाणां ज्ञानं दातुं प्रभवामि इति चिन्तयामि कलारूपाणां प्रदर्शनं कलारूपक्षेत्राणां प्रदर्शनं तथा तत् तेषां उपरि विविधकक्ष्याणां सं संयोजनम् इत्यादिकम् एतेषां कलारूपाणां प्रचुरप्रचार प्रचारे सहायकाः भव भवेयुः युद्धकाले युद्धकलाशिक्षणेन मयि किं परिवर्तितम् इति चेत् मम ज्ञानम् उत्पादितम् एतेषां कलारूपाणामुपरि मम ज्ञानम् इतोपि अधिकम् उत्पादितम् तत् तदधिकृत्य इतोप्यधिकं मया ज्ञातम् तेषां संरक्षणार्थं च मम प्रेरकः प्रेरकाः अभवत् एते कक्ष्याः